स्वाथ्यसेवा परिवहनविषये शिक्षाविषये वा सर्वादौ इदं अस्माभिः ध्येयं यत् अस्माकं देशे बहु अधिका जनसङ्ख्या वर्तते जनसङ्ख्या अधिकाः वर्तते चेत् तत्र आवश्यकता अपि अधिका वर्तते आवश्यकता अधिका वर्तते चेत् नूनं तत्र अधिकम् अस्माकं तत्र डिमाण्ड् अस्ति अतः सर्वकारैः यद्यपि व्यवस्था क्रियते तथापि सा व्यवस्था इतोऽपि वर्धिता भवेत् इत्येव म् मम आद्मम् अस्ति इच्छा तत्र स्वास्थ्यसेवाविषये तत्र नाम क्षेत्रीयरूपेण तत्र नाम चिकित्सालयानाम् उद्घाटनं भवेत् येन लघु लघु रोगाणामपि तत्र सौकर्येण सर्वेषाङ्कृते च सौलभ्यं सौलभ्येन चिकित्सा प्राप्तिः यथा भवेत् एवमेव परि परिवहनविषये तु अत्र सम्यक् अस्ति शिक्षाविषये तत्र स्किल् नाम नूतनानां नूतनानां कार्याणां विषये अपि तत्र ज्ञानं दीयते चेत् वरं भविष्यति यथा नूतनशिक्षा नाम विधौ तत्र दत्तं वर्तते अयमेव मम सर्वकारेण साहाय्यं इष्यति मम इष्यति मम इच्छा अस्ति